मैसूरुनगरे राजा चामराज राज्यभारं कुर्वन् आसीत् तस्य मरणम् अभवत् यदुरायकृष्णरायौ भ्रतरौ द्वारकातः मैसूरु नगरम् आगतौ तस्मिन् समये सेनादिपतिमारनायकः राज् राजा चामराजस्य पुत्रीं विवाहितुम् आस्त् उद्युक्तवान् राजपरिवारे स्वस्य अधिकारं प्रतिपादयितुं प्रयतमानोपि सेनापदाधिकारिणः मरनायकं मारयित्त्वा यदुरायः राजकुमारी चिक्कदेवराणीं विवाहितवान् तत्पश्चात् जने बहु सन्तोषेण सुखेन जीवितवन्तः